मम विंशः वयः एव विंशतिः वयः एव जातः तस्माद् बिस्नेस् विषये तावद् न ज्ञायते किन्तु कदाचिद् पूर्वं विरामकाले गृहं गता अहं तदानीं मम मित्रं कञ्चन् आसीत् तस्य समीपे दूरवाणी आसीत् तस्मिन् मया एकम् आप् दृष्टं तत्र मोतिलाल् इन्वेस्टमेंट् आप् इति आसीत् तद् किम् इति मया यदा पृष्टं तदा तेन उक्तं इदं शेर् मार्केट् विषये अस्ति इति तदा मम अवकाशः प्राप्तः तद्विषये ज्ञातुं शेर् मार्केट् इत्युक्ते किम् इति अहं तदा ज्ञातवती तेन उक्तं यद् पूर्वं सर्वम् अस्माकं विनि विनियोगः धनस्य यथा भवति तद्वत् न सर्वम् अधुना अन्लैन् जातम् अस्ति यथा कस्यचित् धनम् अपेक्षितम् अस्ति तेन व्यापारः चल चालनीयः अस्ति तदा स्व समीपे धनं यदि न्यूनम् अस्ति तर्हि अन्ये तद्व्यापारार्थं यथा सहायं कुरुः तद्वद् अस्मिन् शेर् मार्केट् मध्ये धनं स्थापयन्ति तदा तेषां शेरस् इति तत्र शेरस् भवति तद्द्वारा यद् प्राफ़िट् आगच्छति तद् तैः अपि शेर् क्रियते इति ज्ञातं आम् परिवर्तनं कथम् अकरोत् पूर्वं सर्वं धनव्यवस्था व्यत्त्यस्था भवति स्म किन्तु अधुना तद्भिन्नम् अस्ति यतः स्वपात्रम् अधिकतया यथा बाह्यलोके गन्तव्यं तत्र स्वपात्रत्वं दर्शयित्वा व्यापारः कर्तव्यः भवति तद्विनापि अन्लैन् मध्ये किञ्चिदपि पात्रत्वं विना अर्थात् धनं केवलम् उपयुज्य लाभः सम्पादयितुं शक्यते इति अनने ज्ञातं